कृषिकार्यार्थं सर्कारतः बहु लाभादि दीयते कृषिकाणां यद् अपेक्षा अस्ति तद् ते सब्सीडी रूपेण तेषां स्वीकर्तुं शक्यते इदानिं काश्चन सां एकं ऐक्रे अथवा द्वे एक्रे तादृश एक्रे रूपेण तेषां गद्दी गद्दी अस्ति चेत् ते तत्र कार्यं कर्तुं काश्चन मशीन् आवश्यक अपेक्षता भवति तत् सर्वं सर्कारतः ते सब्सीडी स्वीकृत्य डिस्कौंट् मध्ये तेषां तद् मशीन् सर्वं स्वीकर्तुं शक्यते इदानीं तद् मशीन् सेवा बहिर् स्वीकरणीयम् इत्युक्ते तत् प्रति बहु धनं भवति तदेव सर्कारतः वयं स्वीकुर्मः चेत् अस्माकं न्यून धनेन लभ्यते तथैव वयं ऋणाः स्वीकुर्मः चेत् समीचनातया दीयते परन्तु तद् इण्ट्रेस्ट् एव बहु अधिकं भवति तत् सर्वं न्यूनं कुर्मश्चेत् इतोपि कृषिकाणां बहु बहु उपदा उपादायकं भवति तथैव तेषां जीवनं कर्तुमपि सुलभतया ते जीवनं कर्तुं शक्यते